मया जीवने कदाचित् कष्टम् अनुभूतं क यदा मया बस् मध्ये गम्यमानम् आसीत् तदा कश्चन मम पार्श्वे उपविश्य मामेव पश्यन्नासीत् तदा मम महती भीतिः जाता किं कर्तव्यमिति मया न ज्ञातमेव तदा मम मित्राय अहं दूरवाणीं कृत्वा सम्भाषणं कुर्वती आसं सः दूरवाणीं मम पुरतः एव गृहीतवान् आसीत् अहं चिन्तितवती सः मम वीडियो कुर्वन्नस्ति इति तेन मम इतोऽपि भयं जातं किं करोमि इति न ज्ञातवती एव तदा मम मित्रम् उक्तं मम कृते एकां सूचिकां स्वीकृत्य तस्मै किञ्चित् पीडां जनयतु तदा सः एव तूष्णीं भवति अन्यथा भवत्याः कृते क्लेशः भवति इति तेन अहमपि किं काञ्चित् सूचिकां स्वीकृत्य तस्य हस्ते नूदनं कृतवती तदा सः अपसर अपसृतवान्